मम कृते बहु शक्ति अस्ति अहं लिखामि सर्वस्य कृते अपि वार्तालापं करोमि ते दोषः भवति न दोषः भवति तच्चिन्ता नास्ति सर्वेषां कृते तु अहं वार्तलापं करोमि किन्तु तत्र मम एव वीक्नेस् अस्ति वा इति दुर्लभं अस्ति वा इति के के केचित् जनाः शृण्वन्ति वदन्ति ये भवति एतादृशम् अस्ति इदानीम् अनन्तरम् अहं कस्याः कृते अपि वक्तुं गत्वा अनन्तरं न वदामि ए भवति किमर्थम् एतादृशम् उक्तम् इति त तथा अहं न कृतं इदानीं पर्यन्तं किन्तु मम किमपि दुर्लभम् अस्ति चेत् कस्यापि कृते कस्यापि कृते तद् शक्तिः भवति मम शक्तिः तु सर्वेषां कृते अहं वार्तलापं करोमि तत्र तु चिन्ता नास्ति हा अहं करोमि इति एतादृशम् एव मम शक्तिः मम शक्तिः किम् अस्ति अहं सर्वस्य कृतेपि वार्तालापं करोमि अनन्तरं सर्वस्य कृते अपि मिलित्वा भोजनं करोमि मिलित्वा वार्तालापं करोमि मिलित्वा सर्वं करोमि एतादृशम् अहं कर्तुं शक्यते तत्र मम दुर्लभम् इति किमस्ति सर्वेषां कृते अहं सहायं करोमि करोमि अनन्तरं मम पार्श्वे एव आगच्छति भवति कथमस्ति भवति किमपि न जानाति एषः भवत्याः कृते उपरि एव किमपि दोषः वक्ति वक्ति वक्तुमिच्छा इच्छति भवति तस्याः कृते एव प्रेम करोति कथं भवति किमपि न जानाति वा तस्याः पुरतः पृष्ठतः किं जानी जानाति भवति किमपि न जानाति वा इति सः मम एकः सखी अस्ति सा उक्तवती इति मम दुर्लभम् एतादृशम् अस्ति भवति तु सर्वेषां कृते तु बहु सम्यक् वार्तालापं करोति साहायं करोति इति उक्तं तव शक्तिः तथा दुर्लभम् इति अहं चिन्तितवती